अहम् अधुनापर्यन्तं बहुवारं पाककलां उद्योगरीत्या कर्तुं चिन्तितं कारणं मम कृते भोजननिर्माणम् एकं बहुप्रसिद्धं कला अस्ति अहमपि किञ्चित् किञ्चित् पाककार्यं कर्तुं शक्नोमि बहूनि व्यञ्जनानि अपि निर्मातुं शक्नोमि अतः मम रुचिः पाककलाम् उद्योगे आसीत् तत्कारणात् अहम् एकस्मिन् समये पाककलां नीत्वा पठितुं मम इच्छा अस्ति एवमपि गृहे उक्तवान् परन्तु किमपि कारणात् तत् न अभवत् मम परिवारस्स प्रतिक्रिया एवम् अस्ति भवान् प्रथमे तत् पठतु यत् सम्यक्तया पठतु तत्पश्चात् चिन्तयामि तत्कारणात् अहं पाककलां नीत्वा न पठितं परन्तु मम इच्छा अस्ति भविष्ये अहं पाककलां पठित्वा एकम् बृहत् उद्योगं निर्मयामि